हरि ओं हरि ओं जैश्रीरां माताजि नाम सत्यं माताजि सत्यं नाम अहं माताजि अहम् अद्य क्रीडितुं नागच्चामि अद्य मम बहु बहु बहु उदरवेदना अस्ति माताजि न शक्यते सत्यं मम न शक्यते अनारोग्यमस्ति अहं किं करोमि माताजि कृपया मां त्यजतु अद्य नागच्छामि भो न शक्यते मातजि क्रीडितुं न शक्नोमि अहम् किं पाठयति माताजि अय् फद शक्यते माताजि न मास्तु मां कृते त्यजतु न शक्नोमि अद्य मां त्यजतु न पादवेदना अस्ति हा किम् अस्ति अस्ति न प्लीस् मम पश्यतु मम कृते किम् किं किम् अस्ति माताजि किम् अस्ति त्रीणि शतमीटर् हा हा हा माताजि अन्य ओ अद्य ह मम उदरवेदना अस्ति पादवेदना अस्ति ह्म् ह्म् खादनीयं माताजि अस्माकं गृहे ह्म् माताजि अस्माकं गृहे हा हा खादितुं किमपि न खादितुं खादितुं न आनयति किं खादनीयं खादितुं भवती भवती उक्तवती न वा कड्ले चणकं खादतु अनन्तरं तत्सर्वं न आनयति मम पिता तर्जयति मां ताडयति अनन्तरं शीघ्रं गन्तुम् अस्ति खिल हा वदति वा कृपया वदति चेत् भवामि हा सत्यं हा आं वा ओ हो आं वा माताजि ओ तत्र बहुजनाः आगच्छन्ति वा बहुजनः ओ मास् किं करोम्यहम् अहं किं करोमि प्रयत्नं करोमि माताजि हा ह्म् हा ब ह्म् ह्म् माताजि प्रातकाले माताजि प्रातकाले आगन्तुं बस् नास्ति खिल यानं नास्ति बस् यानं किं करोमि हा अस्तु करोति वा भवती अम्बयाः हा हा हा हा कदा कदा आगन्तव्यम् ह्म् ह्म् ददाति वा आम् तत् सहायं करोति चेत् अहं करोमि माताजि अस्तु अस्तु धन्यवादः